भोः तत्र नञ्जप्पा सर्कल्तः मेजेस्टिक् पर्यन्तं गन्तुं किमपि आटोयानं वा तद् रिक्षायानं वा लभ्यते वा यतः इदानीं बस्यानं नैव लोकयानं नैव लभ्यमानमस्ति मया तु झटिति गन्तव्यम् अतः अत्र नञ्जप्पसर्कल्तः नञ्जप्प केन वृत्ततः गन्तुं अन्यत्र आटो यानानि अथवा रिक्षायानानि अथवा इदानीं तत्र रेपिड् इत्यादि ओलो ओला अथवा उबर् तादृशयानानि लभ्यन्ते वा